मम तु पाठने बहु रुचिः अस्ति विशेषतः संस्कृतपाठने यतो हि छात्राः यदा छात्राः तत् संस्कृतव्याकरणं वा शब्दाः वा ते न जानन्ति यदा वयं पाठयामः तेषां बहु सन्तोषं भवति नित्यव्यवहारशब्देषु बहूनि संस्कृतपदानि सन्ति इति वयं यदा पाठयामः तेषां बहु उत्साहः अस्ति संस्कृतम् अस्माभिः प अपि पठनीयम् इति तेषां एका इच्छा भवति अतः

ते अपि संस्कृतं पठनीयम् इति तेषाम् अपि एका मनसि एकः सङ्कल्पः भवति अतः तद् पाठनमेव मा मम बहु इष्टं कार्यम् छात्राः यदा वयं पाठयामः ते अवगच्छन्ति चेत् तेषामपि मनसि एकः सन्तोषः भवति तद् अवगमनं नास्ति इति कारणेन एव तेषां संस्कृते अभिरुचिः न भवति ते यदा अवगच्छन्ति ते अपि संस्कृतं पठितुम् आगच्छन्ति जना छात्राः भउ बहु बहवः चात्राः बहु सन्तोषेण आगच्छन्ति अतः मम पाठनमेव मम अहं मम बहु अहं बहु रोचामि